ऐ ऐ टि ऐ सी ऐ एम् इत्यादि स् संस्थासु सर्वेषां कृते छात्रैः प्राप्तुं न शक्यते तथापि ये अतिसमीचीनाः छात्राः भवन्ति तैः प्राप्तुं शक्यते इति तत्र तेषां विषये छात्राणां मध्ये स्पर्धाः भवन्ति इत्यादयः भवन्ति